हरिः ओम् भवान् आम् आम् अहं मम सखीतः भव् भवत्याः दूरवाणीसङ्ख्यां प्राप्तवती आं मम बालकः अस्ति तस्य युत्कत्ते मम बालकः अस्ति तस्य युतकस्य निर्माणार्थम् अहं भवान् पृष्टवती यत् भवान् क्रियते वा यथा कति सन्ति न न पञ्चशतं तु बहुत अधिकं वर्तते तर्हि आम् आम् लघु बालकः अस्ति एक कक्षायां पठति इदानीं तु विद्यालये एव पठति न न किन्तु पञ्चशतरूप्यकाणि तु बहु अधिकम् अस्ति किञ्चित् न्यूनं करोतु भवान् वदतु तर्हि त्रिशतं लघुबालकः अस्ति लघुबालकः मम पार्श्वे एकः अन्य अपि सौचिकः अस्ति स तु केवलं द्विशतमेव रूप्यकाणि स्वीकृत्वान् स्वीकरोति मम एका सखी उक्तवती इति कारणेन स उक्तवती भवान् बहु

आम् चर्चयतु भवान् एकवारम् अस्तु अस्तु भवान् तर्हि त्रिशतं रुप्यकाणि एव तु सम्यक् अस्ति न अस्तु तर्हि अहं सायङ्काले चतुर्वादने आगन्तुं शक्नोमि द्विवादने अस्